तत्र भारतवर्षे बहु बहूनि स्थानानि सन्ति यत् अवश्यं गन्तव्यानि रमणीयानि स्थाननि तानि सन्ति पुनः मम राज्यं पश्चिमवङ्गः इति मम प्रदेशे तत्र बहु त्र बहूनि रमणीयानि स्थानानि सन्ति यत्र अवश्यं जीवने एकवारं गन्तव्यम् एव यथा भारतवर्षे हिमालयः हिमाचलात् आरभ्य दक्षिणपर्यन्तं बहूनि स् रमणीयानि प्राकृतिकसौन्दर्यमयानि स्थानानि सन्ति तानि च स्थानानि यथा उत्तरभारते यदि वयं गच्छामः तर्हि तत्र हिमालयस्य प्राकृतिकसौन्दर्यम् अवश्यं दृश्यते तत्र हिमाचलप्रदेशः पुनः उत्तराखण्डम् इति प्रदेशः पुनः हरिद्वारः गो गोमुखम् इत्यादि ब् ब बहूनि स्थानानि तत्र सन्ति तेषां प्राकृतिकसौन्दर्यम् यदि कश्चित् अनुभूयते तर्हि ते मुग्धाः भवन्तः प्रायः इति भाति पुनः मम राज्ये तत्र शक्तिपीठाः बह बहवः सन्ति मातुः दुर्गायाः अथा अङ्गच्छेदः जातः इति पौराणिकं वचनं तदानीं तेषाम् देहांशाः यत्र यत्र पत् पतितः तत्र यथा बिरुहुम् इति मण्डले तारापीठः नामाख्यं नामाख्यं मन्दिरमस्ति तत्र अवश्यं गन्तव्यं पुनः अस्ति मायापूरं मायापूरम् इति नामकः कश्चनः ग्रामः तत्र स् प्रभु उस् प्रभोः चैतन्न देवस्य मन्दिरमस्ति तत्र जन्मस्थानमस्ति तत्र अवश्यं गन्तव्यम्